नमस्काराः

एवम् एवं एवमेवं नूनं नूनं कथयतु किं कथयतु

एवं वा एवं ह अहं तु अहं तु जानामि यत् सः तु सम्यक् पठति अतः तस्य सम्यक् परीक्षायाम् अङ्काः अपि लब्धाः इति अहं मन्ये तदापि तथापि यदि न्यूनं वर्तते तर्हि किङ्कुत्र दोषः कुत्र त्रुटिः भवति इति चेत् सूचयतु मां एवं एवं एवं कस् कस्मिन् विषये अङ्काः तत्र आशातः न्यूनाः प्राप्ताः एवमेवं शततः वा शततः त्रिंशत् एव बहुन्यूनं वर्तते एवम् एवम् अत्र किञ्चित् अधिकः परिश्रमः अपेक्ष्यते तदर्थं रिक्तकक्षा भविष्यति तत्र यदि कक्षा यावत् पर्यन्तं वर्तते तदनन्तरं यदि किञ्चित् चत्वारिंशत् निमेषः पञ्चचत्वारिंशत् निमेषाः वा अतिरिक्तत्वेन यदि दास्यन्ति चेत् तर्हि अहमपि तं पाठयितुं शक्नोति शक्नोमि यदि यतोऽहि अग्रे गत्वा बोर्ड् परीक्षा अपि वर्तते यदि किञ्चित् रिक्तत्वेन अधिकपाठः भविष्यति तर्हि तं प्रति किञ्चित् लाभाय भविष्यति इति अहं मन्ये एवं

एवम् एवम् एवम् एवं न तदर्थं चिन् तदर्थं चिन्ता मास्तु तत्तु अस्माकं दायित्वं वर्तते तत्र अस्माकं विद्यालयपक्षतः एव अहमेव तत् सूचनां सम्यक्तया प्रदास्यामि यत् ये छात्राः किञ्चित् अधिकं पाठितुं पठितुम् इच्छन्ति ते अत्र स्थित्वा यदि पठिष्यन्ति तर्हि तेषां कृते तत्समये यः समयः अतिरिक्तत्वेन अत्र व्यति व्य व्ययः क्रियते तदनन्तरं तेषां कृते यानस्य व्यवस्था अवश्यमेव भविष्यति तेन यानेन सः अपि गत्वा तत्र एवम् एवम् एवं धन्यवादाः नूनं नूनं न नूनं